हरि ओम् हरि ओम् हरि ओम् नमस्कारः नमस्कारः मम नाम सौम्या भगिनी भवत्याः नाम किम् अस्तु प्रिया अहम् आगामी फिब्रुवरि मासे मम विवाहः निश्चितः अभवत् मम विवाहार्थम् पाराणिविषये सर्व विवाहार्थं कानि कानि आवश्यकानि सन्ति एतत् विषयं अहं दूरवाणीं कृतवती भवती आं आगामी आं माघमासे द्वाविंशतिदिनाङ्के अस्ति

आं भगिनी विवाहम् सर्वं भवती एव पश्यतु कृपया भाग्यनगरे भाग्यनगरे एव भाग्यनगरे एव आं मनसां तत् आन्ध्र आन्ध्रब्राह्मणसंप्रदायः

अस्तु अस्तु अलङ्करणविषये अपि बहु मह्यं बहु आवश्यकं सर्वं साम्प्रदायरूपेण मह्यम् आवश्यकम् महिलाः एव पुरुषः मास्तु महिलाः एव मह्यम् आवश्यकम् मम पक्षतः अस्ति भवत्या मम पक्षतः अस्ति मम हरिद्रापूजा हरिद्रपूजा अस्ति अनन्तरं पाराणि अस्ति अलङ्करणविषये अस्ति तत्र अनन्तरं सत्यनारायणव्रतमपि अस्ति पारानीतः सत्यनारायणव्रतपर्यन्तं मह्यं आवश्यकं

चित्रमालिका अपि आवश्यकम् अस्तु

अवश्यं बहुसम् बहुसमीचीनम् अस्तु अवश्यं गच्छामः अस्तु धन्यवादः इतोऽपि विषयाः सन्ति चेत् अहं भवती कदा आगतवती इति तस्मिन् समये अहं पृच्छामि अस्तु धन्यवादः